वदतु मा अहं महाराष्ट्रतः अत्र आगतवती भवती संस्कृतं जानाति किल आं हा आं तदा तदर्थमेव माम् एकः सूचितवान् भवती मार्गदर्शनं करिष्यति अहमत्र नूतना अस्मि अतः अत्र दर्शनीयस्थलानि कानि कानि सन्ति तत् कथं गन्तव्यम् अनन्तरम् अहं महाराष्ट्रतः अस्मि अतः भोजनविषये अत्र कुत्र सम्यक् अहं प्राप्तुं शक्नोमि तद्विषये भवती वक्तुं शक्नोति वा आ आ आ अस्तु

अस्तु

अस्तु अस्तु तत्र कति जनाः स्थातुं शक्नुवन्ति अस्तु अस्तु

अस्तु हा

अस्तु हा हा अस्तु

अस्तु तत् अति प्रसिद्धमिति श्रुतवती वा

अस्तु तत्रापि तत्रापि समुद्रतीरं भवति वा अस्तु अस्तु हा आ

आ हा अस्तु

अत्र अत्रत्य शाटिकाः अति सुन्दरं काञ्चीपुरं शाटिका अनन्तरं धर्मावरं किं किं सा सर्वै

अस्तु अस्तु अस्तु कामाक्षीमन्दिरं कामाक्षीमन्दिरं हा हा तदपि मया द्रष्टव्य तदपि मया द्रष्टव्यं

अस्तु अस्तु अनन्तरम् अत्र महाबलिपुरमिति अपि एकं स्थानमहं श्रुतवती

अस्तु भोः अस्तु आहा अस्तु अस्तु अस्तु अस्तु अस्तु वैदेश्वरमित्युक्ते तत् कुत्र भविष्यति

इतः तत् दूरं भवेत् किल आ हा अस्तु मम मम अत्र वासः एकसप्ताहः एव भविष्यति अतः तन्मध्ये अहं कियत् द्रष्टुं शक्नोमि तावदेव शक्यम्

हा बृहदेश्वरमन्दिरमिति श्रुतवती अहम् अपि तु तत् द्रष्टुम् एकदिनस्य आवश्यकता भविष्यति इति वक् उक्तवन्तः एकदिनं पूर्णं तत्र अस्तु आ तत्र एव बृहदेश्वरमन्दिरस्य पा परिसरे एव आ हा आ हा हा हा अस्तु आ हा शक्ना शक्य शक्ष्यामि मया सह इतोपि द्वित्रिजनाः सन्ति हा अस्तु

तत् कुत्र भविष्यति

आ हा

अस्तु अस्तु

हा हा न न न तद्विषये न ज्ञातवती

अस्तु अस्तु अस्तु

तत्र अहं जलकण्ठेश्वरः रङ्गनाथमन्दिरं तद्विषये श्रुतवती

आम् आम् एकस्मिन् पार्श्वे एकस्मिन् पार्श्वे कावेरी अन्यस्मिन् पार्श्वे कोल्लडम् इति तेषां मध्ये एव श्रीरङ्गस्थानमस्ति इति उक्तवन्तः तत् सत्यं वा

राजगोपुरं राजगोपुरमिति वदन्ति हा आम् आम् आम् आम् अस्तु अस्तु हा हा हा आम् आम् आम्

प्रसवं दृष्टवान् प्रसवं दृष्टवान् इति श्रुतवती

अस्तु अस्तु अतः अहम् एतत् सर्वं मम सा मम मया सह आगतवन्तः किल तां वदामि अनन्तरं भवत्याः सम्पर्कं कृत्वा सप्ताहपर्यन्तं कीयद् दृष्टुं शक्नुमः तद्विषये वदामि अस्तु वा अस्तु इदानीम् इदानीम् अहं एतत् पोण्डिचेरि हा अस्तु अस्तु अस्तु समीपे समीपे यद्यद् भविष्यति तद् प्रथमं वयं पश्यामः अनन्तरं दूरस्य विषये चिन्तयामः इदानीं तें तेषां सह मया गन्तव्यम्